हरिः ओं सेयावलि भोजनालयः वा अहं मिन्तु भवता प्रतिदिनस्य ग्राहकः मया दशनिमेषात् प्राक् एव भवतः भोजनालयात् मतर् पन्नीर् नान् रुमालिरोटि मस्रूम् कर्ड्रैस् एतावत् आदिष्टमस्ति परन्तु केनचित् कारणेन मया आर्दर् केन्सल् क्रियमाणम् अस्ति तस्य स्थाने इदानीं केवलं कार्ड् रैस् प्रेषयन्तु अनन्तरं यावन्मया आन्लैन् माध्यमेन धनं दत्तमस्ति तस्मिन् कर्ड् रैस् धनं त्यक्त्वा अन्यत् सर्वं प्रत्यर्पयन्तु